महोदया उडुपी रेस्टोरंट् खलु मया एकघण्टापूर्वं वेज् बीर्याणि आर्डर् कृतम् आसीत् तस्मिन् किमपि डिस्कौंट् कूपन् लभ्यते वा यत्किञ्चित् वक्तुं शक्यते वा तस्मिन् विषये धन्यवादाः